चलनचित्रमन्दिरपुरतः महिषादिपशून् पीडयन् संहारं करोति चलनचित्रपात्राणां छायीचित्रेषु दुग्धादिद्रव्यैः अभिषेकः महती अन्धविश्वासः अस्ति मन्दिर मन्दिरस्य पुरतः चलनचित्रस्य कृते एतावत् कोलाहलं कर्तुम् अन्धविश्वासः भवति अधिकतया धनव्यय व्ययः समयस्य अपव्ययः अपि अन्धविश्वासः एव अतः एतादृश अन्धविश्वासं त्यज्य विश्वासं कुर्मः इति भावः